महोदय मह्यं पादरक्षाः आवश्यकम् आसीत् दर्शयन्ति वा आम् आम् इदनीं वर्षका आम् महोदय इदानीं वर्षाकालस्य पादरक्षाः मास्तु मम अनुजस्य विवाहः अस्ति तदर्थं नूतनाः पादरक्षाः सन्ति वा किञ्चिद् हील्ड् मध्ये रक्तवर्णस्य अस्ति वा रक्तवर्णस्य पादरक्षा अस्ति वा मम शाटिकायाः माचिङ्ग् कर्तु्म् आवश्यकम् आसीत् रक्तवर्णस्य अन्यद् अस्ति वा एतद् मास्तु एतद् तु सम्यक् अस्ति मम सैॹ् अस्ति वा मम सैॹ् अस्ति वा तत्र मम सैॹ् संख्या तु सैॹ् तु अष्ट एतद् किञ्चिद् टैट् अस्ति महोदय तत्र बाटाकम्पन्याः अस्ति वा बाटा बाटा कंपनी अस्ति वा किञ्चिद् मूल्यम् अधिकं चेत् मूल्यम् अधिकं चेद् चिन्ता नास्ति दर्शयतु आम् एतद् सम्यक् अस्ति अहं धरणं कृत्वा पश्यामि अस्तु वा अस्तु एतद् समीचीनम् अस्ति अन्यद् अपि आवश्यकम् आसीत् महोदय दर्शयति वा मम वर्षाकालस्य निमित्तं वर्षाकालस्य निमित्तं एवं वा पश्यामि एतद् तु चिन्ता नास्ति परन्तु वर्णः मह्यं न रोचते अन्यद् अस्ति वा कृष्णवर्णः अस्ति वा अस्तु महोदय एतद् समीचीनम् अस्ति हा अस्तु अहं स्वीकरोमि एतद् ददातु